मम प्रदेशे तु जनाः वाहनव्यवस्थ व्यवस्थायाः विषये क्लेशमनुभवन्ति कुतो नाम ग्रामप्रदेशः इति कृत्वा अने अनेकानि वाहनानि न भवन्ति एव अतः कदाचित् चलित्वा गन्तव्यं भवति कदाचित् अन्येषां वाहनद्वारा गन्तव्यं भवति अतः स्वस्य वाहनानि भवन्ति चेत् उत्तमम् इति भाति यदि जनप्रतिनिधिरूपेण अहं वदामि तर्हि तु स्व स्वस्य वाहनानि तु क्रेतव्यानि एव भवन्ति तथैव वाहनानि क्रीत्वा स्वयमेव चालनस्य अभ्यासः अपि कर्तव्यः भवति अन्यथा ग्रामजीवनेषु एषः क्लेशः तिष्ठति एव अतः सर्वैः अपि डि एल् इत्यादिकं कारयित्वा स्वयमेव आत्मनिर्भराः भूत्वा बहिर्गन्तव्यं भवति